संस्कृतभाषायाः उपरि एव अधिकाः अपकल्पनाः वर्तन्ते संस्कृतभाषा मृतभाषा संस्कृतभाषायाः पठनेन किमपि प्रयोजनं नास्ति उद्योगं न प्राप्नोति तद्वत् बहवः अपकल्पनाः तत्र वर्तन्ते तत्र वस्तुतः अस्माकं भारतीयाः एव केचन जनाः तन्निमित्तं बोधपूर्वम् संस्कृतस्य उपरि अपकल्पनाः पतन्ति इति ते बोधपूर्वमेव ते विषयाः वदन्ति अत तत्र यथा मया उक्तं तत्र प्रथमं भवति संस्कृतभाषा मृतभाषा इति संस्कृतभाषा कथं मृतभाषा भवति संस्कृतं भारतस्य आधारमेव संस्कृतभाषा आद अद्यापि यथा कर्णाटकराज्ये मातूरुग्रामः केरळराज्ये चम्मण्डाग्रामं तद्वत् बहवः ग्रामाः संस्कृतग्रामाः एव इतोपि बहुत्र यथा उत्तराखण्डराज्ये प्रथमभाषा संस्कृतभाषा एव एतादृशी भाषा कथं मृतभाषा भवति इति मम संशयः द्वितीयं वर्तते संस्कृतभाषया किमपि उद्योगं न प्राप्तुं शक्यते इति अद्यापि यथा भाषाशास्त्रं पठन्ति तत्र अवश्यं संस्कृतभाषा अवश्यमेव किमर्थमिति चेत् संस्कृतभाषायामेव सर्वाः भाषाः उत्तिथाः अतः संस्कृतभाषां विना तत्र भाषाशास्त्रपठनं पूर्णं न भवति अतः तस्मिन् क्षेत्रे तत्र बहवः उद्योगाः सन्ति इति वस्तुतः तद्वत् बहवः अपकल्पनाः वर्तन्ते इतोपि एकः भवति यथा यः संस्कृतं पठति सः कम्प्यूटर् इत्यादिकं न जानाति सः अस्मिन्काले सः कथं व्यवहर्तुम् इति न जानाति इत्यादयः वस्तुतया यः संस्कृतं पठति सः एव जानाति कथम् सम्यक् व्यवहर्तव्यमिति संस्कृतभाषापठनेन भारतीयसंस्कारस्य पठनमपि चलति भारतीयसंस्कारस्य पठनेन कुत्र कुत्र कथं कथं व्यवहर्तव्यमिति